मम नाम कुमारः मम प्रदेशे यत्र अहं वसामि तत्र सर्वकारस्य स्वास्थ्यकेन्द्राणि वर्तन्ते तेषु केन्द्रेषु विशिष्य यस्मिन् प्रदेशे जनाः वसन्ति तेषां कृते विद्यमानाः सामान्यरोगाः ये वर्तन्ते तेषां चिकित्सादिकं कुर्वन्ति यदा ज्वरः काशादिकं शीतता एवं रीत्या विभिन्नरोगाः डेङ्गू मलेरिया इत्यादिकं अनन्तरं करोनाकाले विशिष्य एतेषां स्वास्थ्यकेन्द्राणां द्वारा किं कुर्वन्ति स्म इति चेत् टेस्टिङ्ग् इत्यादिकं परीक्षणम् इत्यादिकं तत्र कुर्वन्ति स्म अनन्तरं च यत्र किमस्ति ज्वरादिकमस्ति चेत् तदर्थ औषधादिकं दीयते एवमेव यदि दीर्घकालिकरोगाः टी बि इत्यादि रोगाः वर्तन्ते तेषां कृते प्रतिमासं आगत्य तत्र औषधानि यच्छन्ति तानि स्वीकृत्य तत्र स्वस्थतां प्राप्यते वा न वा इति रिपोर्ट् अपि ते प्रतिमासम् आगत्य विलिख्य ते अग्रे गच्छामि एवंरीत्या स्वास्थ्यस्य सेवा तत्र क्रियते अनन्तरं च बालानां कृते अपि पौष्टिकाहारविषये एवं तेषां कृते आवश्यकं यत् टीकादिकं इञ्जेक्शन्स् इत्यादिकं बाल्यकाले नाम प्रथममासे तृतीयमासे एवं रीत्या वयोक्रमम् अनुसृत्य टीकादिकं यत् देयं तदर्दं तत्र कार्यं ये कुर्वन्ति विशिष्यवैद्याः महिलावैद्याः याः वर्तन्ते ताः आगत्य बालं दृष्ट्वा तेषां कृते टीकादिकं तत्र दीयते अतः सर्वकारीयस्वास्थ्यकेन्द्राणि यानि वर्तन्ते विशिष्य मम प्रदेशे तत्र सम्यक्तया एव तत्र कार्यं चलति इति धन्यवादाः